अहं बहूनि कार्याणि साधितं तत्र कार्येषु द्वित्राः माम् अधिकं रोचते तत्र एकम् अस्ति संस्कृतकार्यम् अहं बाल्यात् संस्कृतं न पठितवान् तथापि अहं यदा संस्कृतं पठितवान् तदा आरभ्य संस्कृताय कृते किमपि करणीयमिति मम मनसि आसीत् तदर्थम् अहं मम पठनं सामाप्त्यनन्तरं संस्कृतकार्यार्थम् अहं मम वर्षद्वयम् अहं यापितवानासं तत्र बहु कार्याणि संस्कृताय कृते कृतवान् तत्र प्रथमं भवति सम्भाषणशिबिरम् आयोजनं सम्भाषणशिबिरचालनं च तत्र बहु क्षेत्राणि अहं सन्दर्शनङ्कृत्वा तत्र स्थितान् जनान् अहं संस्कृतम् संस्कृतं वक्तव्यं संस्कृतं वर्धयेत् इति धियाः संस्कृतशिबिराणि आयोजितानि आसम् एतत् कार्यं मां बहु रुचितं च धन्यवादः धन्यमानमासीत् इहं भा भावयामि तथा अहम् पाठशालासु पाठनसमये तत्रस्तना स्थितान् छात्रान् ते इत्युक्ते ग्रामीणाः भवन्ति तेषां योगदानमधिकं न भवति ते पाठशालां प्रति अपि आगन्तुं न शक्नुवन्ति स्म ते अटनार्थमेव ते अधिकं समयं दातव्यान् दास्यन्ति स्म तादृशेषु समयेषु अहं तेषां गृहं प्रति गत्वा तेषां पितॄणाम् उक्त्वा एते बालाः यदि सुशिक्षिताः भवन्ति चेत् भवता योगदानम् अधिकं भवति उत्तमतया ते जीवनं यापयन्ति इति तान् बोधयित्वा तान् छात्रान् पुनः कलाशालां प्रति पाठशालां प्रति आनीय तेषां कथनम् इत्युक्ते पाठकथनं मम कृते बहु आनन्ददायकम् आसीत् इदानीमपि तान् च तादृशान् छात्रान् तादृशान् छात्रान् अहं स्वीकृत्य प्रातः सायमपि च पाठयामि अनन्तरं तेषां कृते कुत्र क्लेशमस्ति इति ज्ञात्वा सी एस् इति सी एस् आर् इति केचन भवन्ति तेषां योगदानेन तेषाङ्कृते किं किम् आवश्यकानि ते किमर्थं पाठशालां नागच्छन्ति इति कृत्वा तत्र तेषाङ्कृते योगदानमपि कृत्वा अहं तान् पाठयन्नस्मि एतत् मम कृते बहु धन्यमानीयं कार्यम् इति अहम् भावयामि